अहं अस्मिन् नगरे नूतनः अस्मि अस्य नगरस्य कस्यापि वीथिः अहं न जानामि किन्तु अस्य चालकस्य साहाय्येन अहं निर्दिष्टस्थानं प्राप्तवान् अस्य चालकस्य साहाय्यं विना अहं एतद् बृहत्नगरे कुत्र अस्मि निर्दिष्टसम निर्दिष्टस्थलं प्रति कथं गन्तव्यम् अहं न जानामि अस्य चालकस्य गुणात् मम मनसि अतीवसन्तोषम् अभूत् अपि च अयं चालकः मम लगेज् अवरोहणे साहाय्यं कृतवान् यतः अहं गुरुभूतवस्तूनि उत्थापयितुं कष्टम् अनुभवति अनुभवामि तेन अहं बहु प्रसन्नः अभवन्